भोः उमेष सर्वं क्षेमम् इदानीं एकं सहाय्यम् अपेक्षितम् अस्ति मम गृहे भोः बान्धवाः आयाताः सन्ति भवान् इड्ली वडा तथैव दोसां अनन्तरं पेय पेयानि वस्तूनि काफ़ी ऐस्क्रीम् एतानि वस्तूनि सार्ध अष्टवादने आनय कृपया